मम प्रदेशे प्राधान्येन अधिकं अध्यापिक अध्यापकवृत्तिं कुर्वन्ति जीवनार्थं अनेकानि उद्योगानि अपि सन्ति तेषु वस्त्र उद्योगम् अपि अस्ति व्यापरमपि कुर्वन्ति गृहकार्यम् अपि अधिक अधिकजनाः कुर्वन्ति नर्सरि कार्यम् इत्युक्ते प्लाण्ट् नर्सरि माण्टेसरि शालाः अपि अस्ति पुनः अनेक अनेकानि शाखाव्यापारः कुर्वन्ति पुष्पफलानां पुष्पफलानां व्यापारः अपि कुर्वन्ति बेकरि अपि अस्ति एकं वा द्वौ त्रीणि बेकरि अपि अस्ति तत्र पुनः एलेक्ट्रानिक्स् व्यापाराः अपि कुर्वन्ति भवननिर्माणानि अधिकम् अस्ति पुनः यन्त्रशाला यन्त्रशालाव्यापारः अपि नगरात् बहिः अस्ति नगरम् इत्युक्ते अनेकानि व्यापाराः भवन्ति एव ते तदपेक्षया अधिकानि यन्त्रकार्यालय नगराद्बहिः अस्ति द्रष्टुं शक्यते अपि